अहं केब् आर्डर् कृतवान् आसम् केब् मध्ये तावद् यः ड्रैवर् आसीत् सः मास्क् इत्यादिकं न धृतवान् आसीत् तथा यानं तावत् सम्यक्तया न रक्षितवान् आसीत् सीट् इत्यादिकं तावदेव मलिनमेव आसीत् तस्य विषये किञ्चित् मम असमाधानम् असमाधनं वर्तते तथैव स मास्क अपि न धृतवान् आसीत् तथैव यानं तावत् मलिनमेव रक्षितवान् आसीत् तस्य विषये मम किञ्चित् असमधानं वर्तते